पुराकालीनगीतानाम् इदानीन्तनगीतानां मध्ये कश्चिद् भेदः वर्तते यथा प्राचीनकाले सङ्गीतस्य या शुद्धिः आसीत् सा वर्तमानकाले न्यूना भवति गतेषु वर्षेषु चलच्चित्रसङ्गीतस्य स्तरस्य बहुक्षयः अभवत् यत्र मीरायाः गीतानि प्रतिध्वनितुं प्रवृत्तानि आसन् यत्र शुद्धप्रेमस्य कथाः प्रयुक्ताः आसन् देवाः पूज्यन्ते स्म पूर्वं स्वरस्य लयस्य च सुन्दरः संयोगः आसीत् यत् श्रोता तत् श्रुत्वा एव नृत्यति स्म तत् इदानीम् अतुलं भवति नाम गायकस्य कृते न तु शब्दानां मर्यादा अस्ति न स्वरस्य अभिप्रायः अस्ति न श्रुतीनां रागानाम् अभिप्रायः ते मह्यन्तु ये प्राचीनगीतानि सन्ति तानि गीतानि एवं मह्यं रोचन्ते